हरिः ओं का अस्ति नमस्काराः पद्मावती हां हा आमाम् आरोही सौन्दर्यस्य आपणमस्ति आम् आं भवती किमिच्छति अस्तु हो भो विवाहः अस्ति वा बहु बहु शुभेच्छा तर्हि बहु सम्यक् कदा भवति कदा भविष्यति विवाहः कदा भविष्यति अग्रिमे मासे कदा कस्मिन् दिनाङ्के पञ्च पञ्चदश हा हा अस्तु अस्तु तर्हि अहं समयं दातुं शक्नोमि अहं हा तर्हि वदतु आम् आं कुत्र अस्ति विवाहः अस्तु तरि प्रीवेडिङग् अपि अस्ति वा अदुना प्रीवेडिङ्ग् प्रचलति न विवाहात् पूर्वं किम् आस्तु

अस्तु अस्तु तर्हि पञ्च पञ्चमदिनाङ्के एव भवति वा चतुर्थं पञ्च षड् कति दिनात्मकम् आवश्यकमस्ति मेकप्

हा हा हा हा हा अस्तु अस्तु तत् सर्वं पेकेज् अस्ति भवति मम आम् आभूषणं किं तत्र तु दा दशसहस्ररूप्यकाणि भवति एकं पेकेज् आम् आं न न न अहं बहु अल्पं मूल्यं स्वीकरोमि भगिनी पश्यतु तत्र यदि भवती स्वीकरोति तर्हि मसाज् अनन्तरं केशरचना अनन्तरं पञ्चदिनात्मकं सर्वं मेकप् केशरचना अनन्तरं अष्ट अष्टदिनानन्तरं मसाज् एवं भवति तेन किं भवती भवत्याः शा मुखं बहु सतेजः भवति बहु सुन्दरी दृश्यते भवती किम् एका नायिका एव ऐश्वर्या रै सुन्दरी एव भविष्यति तर्हि एवं मा चिन्तयतु दशसहस्ररूप्यकाणि तु बहु अल्पमस्ति तद् न न पञ्चसहस्रं न पञ्चस मम मम किं मम समीपे यानि साधनानि सन्ति तानि सर्वाणि बहु मौल्यानि अमूल्यानि सन्ति सर्वाणि सर्वाणि साधनानि एकवारम् एकवारं मम आपणम् आगच्छतु वयं केवलं हा नववधोः केवलमेकस्मिन् दिने भवति तर्हि आं तर्हि चलति हा तर्हि एकसहस्रं पर्याप्तं वा हा एकस्मिन् दिने तु एकसहस्रमेव एकदिनात्मकम् एव विवाहः विवाहः अस्तु अस्तु तर्हि विवाहः विवाहस्य दिने एव अहं करोमि अनन्तरं यदा रिसेप्षन् भवति तस्मिन् दिने एव अहं करिष्यामि भवत्याः मेकप् चलति

भवती मम मम आपणम् आगत्य मूल्यं दास्यतु प्रथमम् अनन्तरं तद् सर्वं सम्यक् भवति पञ्चशतरूप्यकाणि पञ्चशतम् एकसहस्रम् एव स्वीकरोमि न आम् आं केवलं तत्तु एकम् एकमासात्मकं भवति दश दशसहस्ररूप्याकाणि एकमासात्मकस्य कृते

आगच्छतु आगच्छतु निश्चयेन आगच्छतु आम् आं सौन्दर्यस्य आपणम् आगच्छतु आमाम् आगच्छतु